पर्यटनसमये सामान्यतः बास्यानं त्रिचक्रिकायानं द्विचक्रिकायानं लभ्यन्ते परन्तु अधिकः प्रयोगं बास्यानस्य एव भवति बास्यानेन गमनेन वयं समयेन गन्तुं शक्नोमि तथा च धनस्य अपि अधिका आवश्यकता न भवति परन्तु बहुदूरे यदा गमनीयं भवति तदा वयं ट्रेन्यानेन वा विमानयानेन गच्छामः मम कृते टेन्यानेन गमनीयं बहु आनन्दप्रदायकम् अस्ति टेन्यानेन लाम्बडिङ्ग्तः न्यूहेपलाङ्ग्पर्यन्तम् आगमनं मम जीवने अधुना पर्यन्तं स्मरणे अस्ति तत्र बहूनि पर्वतानि सन्ति लघुनदी सन्ति तथा च पर्वतस्य मध्ये सुरङ्गमार्गः अस्ति तत्र यदा टेन्यानं प्रवेशं करोति सूर्यप्रकाशः न दृश्यते रात्रिः अभवत् एवमनुभवः भवति कश्चित् निमेषः पश्चात् पुनः सूर्यप्रकाशः दृश्यते एतादृशं भ्रमणं मम जीवने स्मरणे अस्ति